अस्माकं गृहे तु बहवः पादपाः सन्ति बहवः वृक्षाः अपि सन्ति तेषां तेषु अस्माकं शाकवृक्षाः शाकपादपाः अपि सन्ति फलवृक्षाः अपि सन्ति तेषां कृते वयम् ब अहं मम पतिः अपि उद्यानविषये बहु श्रद्धां वहामः नूतनपादपानां क्रेतुं नूतन फलवृक्षाणां वा लु नूतन पुष्पवृक्षाणां सङ्कलनार्थम् अपि वयम् अस्माकं हैद्राबाद्नगरे तु जनवरिमासे ए एकम् एकम् उद्यानप्रदर्शनं भवति तत्र गत्वा पुष्पप्रदर्शनं प् तत्र पादपाः अपि भवन्ति वृक्षाः अपि भवन्ति प पु पुष्पपादपाः अपि भवन्ति अतः तत्र गत्वा तं द्रष्टुं बहु उत्सुकाः भवन् भवामः अहं वयं वयं तु अस्माकं समुदाये अपि बहवः उद्याने उद्याने आसक्ताः उद्यानकार्यक्रमे उद्यान पोषणे आसक्ताः बह्व्यः स्रियः अपि सन्ति पुरुषाः अपि सन्ति वयं सर्वे मिलित्वा तत्र गच्छामः प्रति व प्रतिसम्वत्सरं प्रतिसंवत्सरे तत् प्रतिसम्वत्सरं तत्र गत्वा बीजानामपि क्रयणं कुर्मः वयम् अस्माकं गृहे तु टेरेस् गार्डन् अस्ति रूफ़् गरडेन् इति वदामः खलु तद् गार्डन् अस्ति तत्र सर्वाणि अपि

वृन्त् वृन्ताकः अस्ति एते सर्वे अपि अस्माकम् उद्याने सन्ति अतः वयं गच्छामः बेङ्लूर्नगरे अपि एकवारं पुष्पप्रदर्शनार्थं प सन्दर्शनार्थं वयं गतवन्तः